संस्कृतभाषाभाषिणः पारम्परिकसंस्कृतेः सम्माननाय आचरणे च इमां भाषां बहुविधम् उपयुञ्जन्ति कथमित्युक्ते भाषायाः उपरि अतीव प्रीतिः आसक्तिः च आसक्तिश्च भवन्ति अनन्तरं सर्वत्र सर्वदा एतस्याः भाषायाः उपयोगः सधैर्यं कुर्वन्ति यत्र यत्र सार्वजनिकक्षेत्रेषु उपन्यासः दीयते तत्र सर्वत्र एतस्याः भाषायाः सुभाषितादिकं मध्ये मध्ये उद्घोषयन्ति एतेन कारणेन एत् यस्य संस्कृतस्य पठनं न अभवत् तेषाम् एतस्याः भाषायाः उपरि महती प्रीतिः उत्पद्यते